भारतदेशे मुहुर्मुहुर्पर्वाणि पाल्यन्ते तेषु अत्यन्तमुख्यानि पर्वाणि बहु सन्ति तेषु नववर्ष दशेरा दीपावलिः होलिका अत्यन्तः मुख्यः वर्तते अन्ये रथयात्रा रक्षाबन्धनं श्रीकृष्णजन्माष्टमी ओणम् स्वाधीनतादिवसः गणेशचतुर्थी नवरात्रि दीपावलिः महरम् ईद् इत्यादयः पर्वाणि अत्यन्तहर्षेन आचर्यन्ते सर्वे मिलित्वा अत्यन्त उत्साहेन पर्वाणि पाल्यन्ते सर्वाकाराः पक्षतः अवकाशः अपि लभ्यते एतावत् सर्वे सहपरिवारैः सह सुखेन पर्वानि पाल्यन्ते भारते यानि पर्वाणि पाल्यन्ते तानि धार्मिक सामाजिक मान् माङ्गलिक च भवति